बाल्यात् एव प्रतियोगितायां भागग्रहणं कर्तव्यम् इति तस्मिन् मम रुचिः आसीत् तत्र श्लोकान्त्याक्षरीप्रतियोगिता भाषणप्रतियोगिता अष्टाध्यायीकण्ठपाठप्रतियोगिता धातुकण्ठपाठप्रतियोगिता एवं रूपेण बहुषु प्रतियोगितासु भागग्रहणं कृतवती प्रत्येकवर्षे राष्ट्रीयस्तरे प्रतियोगिताः भवन्ति तत्र राष्ट्रीयसंस्कृतसंस्थानं देहली एका राष्ट्रीयस्तरे स्तरीयप्रतियोगिता आयोज्यते तत्र अहं राष्ट्रीयस्तरे धातुकण्ठपाठे प्रथमस्थानं प्राप्तवती अन्यच्च यु जी सी नेट् परीक्षा भवति तत्र यदा नेट् संस्कृते सेवेण्टिथ्री कोड्मध्ये स्वीकृतवती तथापि बहु आनन्दम् अनुभूतं अन्यच्च वेदाध्ययनम् उपनिषद् आदि विषयान् यदा अध्ययनं करोमि तदापि संस्कृताय स्वजीवनार्पणं धन्यतमाम् आनेतुं कार्यं भवति इति चिन्तयामि